मम नाम भुवनेश्वरी त्रिंशत् वर्षात् पूर्वं मम विवाहः विवाहः अभवत् इदानीम् एका पुत्री अस्ति महाविद्यालये पठन्ती अस्ति मम पतिः लेखनसामग्रेः व्यापारं करोति अहं गत सार्धद्विवर्षं संस्कृतं पठन्ती अस्मि